हरि ओं मम मित्रस्य कृते एकं चित्रान्नं पञ्जरोटिका इत्यादिकम् अपेक्षते अरविन्त् तोपिल् हौस् स्ट्रीट् फ़ु जवाह्र्ला नगरू स्ट्रीट् हौस् नम्बर् ट्वेण्टि टु मध्ये कृपया प्रेषयतु